आं मम सविधे यद् पुरातनं चित्रं वर्तते तत् समीचिनमेव नाम तदानीं स्वीकृतं वर्तते किन्तु अधुनापि तत् समीचिनमेव वस्तुतः डिजिटल् सम्यग्भवति डिजिटल् चित्रं किन्तु तयोर्मध्ये यत्पुरातनं चित्रं वर्तते तस्मिन् चित्रे किञ्चित् भावुकता तु भवति एव किमर्थमित्युक्ते तदानीं तु एतानि डिजिटल् केमरा इत्यादिकं न्नस् न आसन्नेव अतः तदानीं यद् चित्रं मया स्वीकृतं वर्तते नाम मम सविधे यत् चित्रम् अस्ति तद् समीचीनं नाम तत्र मम भावुकता अस्ति एव इति तु अहं वक्तुं शक्ये